नमोनमः अहं विश्वविद्यालयमध्ये गणेशोत्सवः कार्यक्रमः आयोजितः इति तस्मिन् कार्यक्रममध्ये महाभारतम् इति थीम् कुर्वन्तु इति कारणात् किं किं कार्यं करोमि

नैन् सेप्टेम्बर्

आम् त्

दशहज़ार् आम्

विश्वविद्यालयमध्ये आम् अस्मि नैन् सेप्टेम्बर्

आम् आम्

आम् धन्यवादः